हरिः ओम् मम पुस्तकम् अस्ति पुस्तकमस्ति वा पुस्तकम् ए फ़ोर् पुस्तकमस्ति वा चत्वारः पुस्तकम् अस्ति चत्वारः ततः

तत्तु ह्यः चत्वारः पुस्तकम् लेखनी अस्ति वा अप्सरा अप्सरा हा कति रूप्यकाणि कति रूप्यकम् कति पेण्ट् कति रूप्यकाणि

हरिः ओम् हरिः ओम् श्रुणोति आं त्रीणि डेगरिय

पुस्तकं दत्वा यदि त्वयि चत्वारि आम् आवश्यकम् आवश्यकम् आवश्यकम् आम् आवश्यकम् हा हलो श्रुणोति वा